अहं वेदान्तशास्त्रस्य अध्ययनं कृतवान् इदानीम् अध्यापनमपि कुर्वन् अस्मि अस्माकं शास्त्रेषु बहवः उत्कृष्टाः ग्रन्थाः सन्ति प्राचीनाः विद्वांसः महता परिश्रमेण ग्रन्थान् रचितवन्तः तेषां ग्रन्थानां लोके प्रचारः भवेत् सर्वे लाभान्विताः भवेयुः तेषां संरक्षणमपि भवेत् शास्त्राणां प्रचारः शास्त्रग्रन्थानां संरक्षणम् अस्माकं दायित्वं भवति मया वेदान्तसारः तथा वेदान्तपरिभाषा इति ग्रन्थयोः आप् निर्माणं कृतमस्ति प्लेश्टोर् मा मध्ये आप् द्वयम् इदानीमपि उपलभ्यते सहस्राधिकजनाः तस्य उपयोगं कुर्वन्तः सन्ति मया कृतेषु कार्येषु इदं कार्यं मयि धन्यताभावं जनयति